अद्यतनसमाजे भारतीयशास्त्रीयकलानां आस्वादनस्य रुचिः परिज्ञानं न्यूनं भवति इति मम अभिप्रायः तस्य वर्धनार्थं गृहे सदसस्य प्रोत्साहं करणीयं तदनन्तरं सर्वकारस्य प्रोत्साहः अपि आवश्यकं किम् इत्युक्ते पश्चिमदेशस्य प्रभावं बहुत् भवति अतः एतत् सर्वं करणीयम्